गोमयेन शुद्धीकरणस्य उद्देश्यं किं किमर्थं क्रियते गोमयेन यदा शुद्धीकरणं कुर्मः तदा समीचीनतया तद्प्रदेशं स्पष्टं भवति सुन्दरं भवति यदा गोमयेन शुद्धीकरणं करोति चेत् तदा क्रिमि इत्यादिकं न भवति तथा अन्ये जन्तवः अपि ना आगच्छन्ति इति कारणेन वैज्ञानिककारणेन वा भवतु तत्तु सुन्दरं भवति गोमयेन यदा सु शुद्धीकरणं कुर्म कुर्वन्ति तदा समीचिनतया शुद्धं भवति तथापि एतत् कारणेन गोमयेन शुद्धीकरणम् अवश्यकं गोमयेन शुद्धीकरणस्य उद्देश्यं इति वक्तुम् अहं बहु सन्तोषम् अनुभवामि यदा गोमयेन शुद्धीकरणं कुर्वन्ति तदा समीचिनतया वातावरणस्य शुद्धिः अपि भवति भूभाग अशुद्धिः अपि भवति इति वक्तुम् इच्छामि